मम बाल्यकालं तु दिल्ली नगरे नगरे एव व्यत् व्यतीतः असीत् अहं दिल्ली नगरे तेलुगु स्कूल् मध्ये पठितवति तत्र मम मम प्रियविषयः तु गणितं एवं एकौण्ट्स् च आसीत् गणितं तु मम प्रियविषयः आसीत् गणितं किमर्थं प्रियविषयः इत्युक्ते तु अहं मम अवगमनं बहु सम्यक् आसीत् गणिते एवमेव एकौण्ट्स् मध्ये अपि मम अवगमनं बहु सम्यक् आसीत् अहं प्रतिदिनं गणितं एकौण्ट्स् च कृतवती आसम् विद्यालये मम सह सह सहो सहोदर्या सह अहं गणितं प्रतिदिनं कृतवती मम गणितशिक्षिका अपि बहु सम्यक् पाठितवती बहुशः अहं मम प्रिय विषयं गणितं इति भवति इत्युक्ते शिक्षिका का शिक्षिका कारणं इति अहं मन्ये अतीव कठिनः विषयः तु विज्ञान विष विषयेषु फिसिक्स् अस्ति तत्तु मम क् क् कदापि अव् अवगमनं न भवति तस्य अवगमनं बहु कठिनं अनुभूतवती अहं विद्यालयदिनानां सुखदं अनुभवं तु अहं यदा पञ्चमकक्षायां पठितवती तत्समये अहं मम भ्रातरं एकं हस्तेन मम सहोदरीं एकं हस्तेन गृहित्वा विद्यालयं प्रति गतवती मम बहु सुखदं अनुभवं एतत् एव अस्ति